व्यापारस्य आरम्भार्थं प्रथमं ग्राम्यजनानाम् स सम्मतः स्वीकरोमि एव किमर्थं नाम ग्रामे जनानां सेवनार्थमेव मम व्यापारम् अहं करोमि वेजिट्टेबल् स्टोर् एकं स्वी कारयामि इति मम चिन्ता तथा सम्यक् शुद्ध वेजिटेबल्स् एव दास्यामि जनानां सम्यक् आरोग्यं भवेयुः इति विचिन्त्य मम व्यापारम् अहं ग्रामे एव करोमि इति तदा यत्र यत्र जनाः निवसन्ति तत्र एकं स्टोर् स्थापयामि इति मम चिन्तनम् व्यापारविषये तु अधुना बहु अधुना सम्यक्तया न प्रचलति सर्वे केमिकल् इत्यादि स्थापयित्वा वेजिटेबल्स् इत्यादि आगच्छन्ति अतः ग्रा ग्रामे ग्रामीणजनानां कृते विषयनिरोधित वेजिटबल्स् एव दास्यामि इति मम चिन्ता अतः एव मम व्यापारम् स्टार्ट् करोमि इति चिन्तयामि जनानाम् आरोग्यः सम्पूर्णं जीवने किं किं कथं कथं वेजिटेबल्स् आवश्यकं सम्यक् इति विचिन्त्य एतत् व्यापारम् अहं स्टार्ट् करोमि अतः जनानां भावि सम्यक् भविष्यति इति अतः भविष्यत् काले आरोग्यपूर्णम् ग्रामं भविष्यति ग्रामे ग्रामे सम्यक् अस्ति चेत् लोके अपि सम्यक् आयुरारोग्यं भविष्यति इति